अहम् एकदा सेरावाली उपाहारगृहं मध्ये अर्दरं दत्तवती पेमेण्ट् अपि कृतवती परन्तु तत्र पेमेन्त् विच्छेदं भवति तदा अहं छेरावाली उपाहारगृहस्य विरुद्धे अभियोगं कृतवती यथा उपहारगणः सम्यक्तया ध्यानं न दत्तवान् आहारं सम्यक्तया निर्माणं न कृतवान् ते पेमेण्ट् इत्यस्य सम्यक्तया व्यवहारं न कृतवान् कास्टमर् इत्यस्य रुचिनं न दृष्टवान् तेषां समस्या उचितधारणा नास्ति